मम गृहे एल् पि जि सिलिण्डर् स्थापयितुं पृथक् व्यवस्था कृता अस्ति तत्र एकस्मिन् स्थले गृहस्य एकस्मिन् कोने यत्र वायोः सञ्चारार्थं क्लेशः न स्यात् तत्र एव व्यवस्था कृता अस्ति ततः नळिकया अनिलः प्रवहति यदा अनिलप्रमाणः अधिकः भवति तदा रक्तवर्णः दीपः ज्वाल्यते शब्दमपि करोति यदि अनिलः रिक्तः भवति तर्हि सूची दक्षिणदिशि परिवर्तयति एतेन ज्ञायते यत् अनिलः रिक्तः अभवत् इति